एवमेव अस्ति वा गृहे एव अस्ति वा हा हा हा

तत्र बहिः बहिः वैद्यालयं न गतवान् खलु अस्तु गृहे गृहे एव सर्वे औषधाः सन्ति अस्माकं पाकशाला या वर्तते तस्मिन्नेव सर्वे औषधाः मिलन्ति तेषाम् उपयोगः करणीयः जीरा शुण्ठी इत्यादयः सन्ति खलु यदि अजीर्णं भवति तदा उदरवेदनं भवत्येव अस्मासु कञ्चिकायि इति वर्तते तस्य रसं पानकं कृत्वा यदि स्वीकरोति तेन जीर्णः सु सु अन्त्यन्तं सुलभतया भूत्वा उदरवे वेदना न्यूना भवति तस्मात् तदर्थं बहिः गत्वा आपणेषु यत्किमपि गुळिकां स्वीकृत्य अधिकं भवति तेन मा तथा करोतु कदाचित् वायुप्रकोपेन च गेस्रैटिस् इति आङ्ग्लभाषायां वदन्ति केनापि कारणेन एतत् भवति सकाले काले भवद्भिः भोक्तव्यं मिताहारैः मिताहारी हिताहारी भवेत् तस्मात् औषधार्थं नाम गृहे एव यद्वर्तते तैः तैः औषधैः तत्र समीकर्तुम् अर्हति भवान् पश्यतु तत्र निम्बं निम्बकं दलभक्षणमिति क्रियते खलु हा निम्बं गुडेन साकं यत् युगादि युगादिदिनेषु कुर्मः खलु अत्यन्तम् उत्तम औषधः तेन गुडसहितनिम्बं स्वीकृत्य यदि भक्षयति तेनापि उत्तमतया जीर्णक्रिया भवति तदा उदरवेदना न्यूना भवति अनन्तरम्

ओहो शिरोवेदना इत्युक्ते मैग्रेन् इति वदन्ति खलु अर्धं वा पूर्णं वा हा ओह् शिरोवेदनायाः एवं कुर्वन्तु गृहे देसी देसी स्थलीयभारतीयदेसीगावः सन्ति वा नो चेत् यदि युष्मद् गृहे अस्ति चेत् वरं नो चेत् सार्धैकसहस्रं वा द्विसहस्रं वा भवति प्रति सहस्रं ग्रां इति वदामः किलो तत्तु अत्यन्तं व्यय व्ययसाध्यं परन्तु औषधार्थं देसीगोः घृतम् गृहे कृत्वा किञ्चिदिव रात्रौ स्वापकाले नसि इत्युक्ते नासिकासु यदि किञ्चित् एकम् एकं ड्रोप् यदि अन्तः क्रियते चेत् तेन सप्ताहेनैव तत्र शिरोवेदना अपगच्छति अनन्तरम् ओ शैत्यं वा शैत्ये एवं करोतु रात्रौ शुद्धं क्षीरं भवति खलु शुद्धे क्षीरे किञ्चिदिव हरिद्राम् हरिद्रा मञ्जल् हरिद्रां तत्र अन्तः कृत्वा यदि पिबति चेत् दिनत्रये एव शीतः न्यूनः भवति तथा च अर्धं तत्र चमसं यावत् किञ्चिदिव लवणं किञ्चिदिव हरिद्राम् एक् एक्दम् अन्तः कृत्वा उष्णं जलं पिबति चेत् तेनापि शीतः न्यूनः भवति तथा च यन्मया पूर्वमुक्तं खलु घृतस्य केवलं ड्रोप् द्वयं वा नसि नासिकायाम् अन्तः स्थापयति चेत् तेनापि स्वपनकाले तेन एव शीतोपि न्यूनः भविष्यति आम् हा तर्हि करोति शुल्कं वा एतत्तु वयं न्याचुरोपति अथवा प्रकृतिचिकित्सकाः किमपि न स्वीकुर्मः तथैव वदामः धन्यवादः समीचीनं समीचीनं समीचीनम्